नृत्ये जनाः सहायमपि भवति एव किमर्थम् इति ते नृत्यवर्गं स् स्वीकृत्य तत् धनमपि सम्पादयन्ति प्रथमम् अन्यत् अन्यदा जनाः निर्त्यं कुर्वन्ति चेत् सुगमम् अणुभवन्ति एव केन इत्युक्ते ये नित्यं कुर्वन्ति जनाः तस्य प्रतिदिनम् अभ्यासः भवन्ति एव खलु अभ्यासनिमित्तं तेन तस्य एक्ससैस् इति वदामः खलु तत् एक्सैस् एव न आवश्यकमेव भवति एव तत् नश्यं कृत्वा एतत् एतत् विना सर्वम्यक् सुन्दररुपेण भवन्ति एव